अहम् एकं पुस्तकम् ओर्डर् कृतवती तस्य मम अनुभवः सम्यक् अस्ति आसीत् तस्य पुस्तकस्य पुठं पत्रं सर्वं समग्येव आसीत् अक्षराणि अपि सम्यक् प्रिण्टेड् आसीत्